अस्माकं मण्डलं तावत् अत्र तेलङ्गानानगरम् अस्मिन् तेलङ्गानानगरे आर्थिकव्यवस्था आर्थिकव्यवस्थायां बहु परिवर्तनं जातं यतः यत्र बहवः तत्र अत्र अभिवृद्धिकारकाः एजैव् तत्र टेम्प्ल्स् मध्ये वा भवतु एवं मार्गानां विषये वा भवतु सम्यक्तया मार्गानां तत्र कारितम् अस्ति एवम् आर्थिकवित्तमन्त्री आसीत् तत्र हरिश्राव् इति तैः हरिश्राव् तैः आर्थिकव्यवस्थायां बहु सुधारणमपि कृतवन्तः आसीत् एवम् अद्य ह बट्टि विक्रमार्क महोदयः इति सः आर्थिकविद्यामन्त्री अस्ति तैः अपि बहुविधविशेषविषये विशेषेन विशेषेन तत्र सम्यक्तया बहुषु विषयेषु अपि एवम् इति म्ना ऐ टि क्षेत्रे वा भवतु बि टि क्षेत्रे वा भवतु विद्या क्षेत्रे वा भवतु तत्र आर्थिकव्यवस्थायां तु बहु सम्यक्तया एवं प्रशासनं कुर्वन्नस्ति एवमेव अत्र अस्मिन् तेलङ्गानाक्षेत्रे वा भवतु आहत्य सर्वे भारतविषये वा भवतु यत् दशवर्शेभ्यः पूर्वम् आर्थिकव्यवस्था त् तावत् आर्थिकक्षीणता नास्तीति अहं मन्ये